मम राज्यस्य सञ्चारव्यवस्था तावत् उत्तममपि नास्ति तावत् दुष्टमपि नास्ति अधममपि नास्ति इति वक्तुं शक्नोमि रैल्यानानि वा भवन्तु लोकयानानि वा भवन्तु पर्याप्तमात्रेण सन्ति समये गमानागमनमपि भवति परन्तु मार्गेषु सम्मर्दः संचार नियामान् जनाः न पालयन्ति कारणानि सन्ति अतः बहु सुव्यवस्स्थितः अपि नास्ति अतः दुर्घटानाः अधिकाः भ्रष्टाचारः अपि अस्ति एव भारते सञ्चारः सर्वत्र न्यूनव्यवकारी इति नास्ति कुत्रचित् अधिकः कुत्रचित् न्यूनः तु भवति